अहं उडुपीजनपदे वसामि अत्र सर्वेषां समीपे द्विचक्रिकाचतुश्चक्रिकाः सन्ति एव बहवः जनाः स्वयं वाहनेन एव अटन्ति अनन्तरं लोकयानस्य व्यवस्था अपि अत्र बहु समीचिनम् अस्ति अत्र सर्वदा जनाः लोकयानेन सर्वदा गच्छन्ति समयं दृष्ट्वा यानस्य निस्थानकं गन्तव्यम् इति नास्ति यदा कदापि वयं निस्थानकं गच्छामः चेत् अपि तत्र यानं वयं प्राप्तुं शक्नुमः तावत् यानस्य विषये अत्र सुव्यवस्था अस्ति अनन्तरं बहवः जनाः द्विचक्रिकायामपि अटन्ति चतुश्चक्रिकामपि उपयोगं कुर्वन्ति अतः यानस्य विषये किमपि अधिकः क्लेशः नास्ति अल्पेन धनेन तत् यानम् उपयोगं कुर्वन्ति वा इति पश्यामः चेत् तत् लोकयाने तु तत्र निश्चितमौल्यं भवति तत् वयं दातव्यमेव द्विचक्रिकायां गच्छामः चेत् अपि तत्र तेषामपि एका मिनिमम् इति भवति अतः तत्र किमपि विकल्पः इति नास्ति परन्तु वयं स्वयं यानेन गच्छामः चेत् तत्तु अस्माकं हस्ते नास्ति यत् इन्धनस्य धनं दातव्यं भवति तत्तु दातव्यम् एव भवति अतः यानव्यवस्था अत्र अतीवसमिचिना व्यवस्था अस्ति सर्वे उत्तमरूपेण तस्य उपयोगम् अपि कुर्वन्तः सन्ति